मम लेखने वस्तुतः यत् प्रभावः भवति सः तु विषयस्य एव भवति न तु व्यक्तीनां जनानाम् आचार्याणां वा मनसि भवति भावः अयं यत् यत् भवतु सम्यगेव भवतु यत् लेखनं भवतु तद् सम्यक् भवतु विषयस्य यत् स्वरूपं भवतु तत्र जनानां प्रभावः विचाराणां वा प्रभावः मा स्यात् विषयस्य सम्यकत्वमेव जायेत प्रतिपादनं सम्यक् भवेत् इदमेव भवति तत्र आशयः न तु जनानां मम गुरवः अनेके तेषु यैः प्रभावितोऽहं तेषु मुख्यः ये कृष्णमूर्तिमहाशयाः सन्ति तदनन्तरं मम गुरुः गुरूणामपि गुरवः आसन् जगन्नथोपाध्यायमहाशयाः तेषां प्रभावः भवति किन्तु लेखने एतेषां प्रभावः तदानीं काले न भवति एतैः तत्र तु विषयस्य प्राबल्यं भवति मनसि सम्यक्तया तस्य प्रतिपादनं भवेत् इदमेव चिन्तयामि तत्र अन्य काचित् भावना आगच्छेत् तस्य प्रवेशः मा स्यात् इदं भवति मदीय ईक्षा अपरे अपरेषां विचाराणां जनानां न अपि तु विषयस्यैव प्रवर्तनं तत्र भवति मुख्यम् अनेनैव लिखामि